आम् अहं किञ्चित् पुस्तक क्रयतुम् इच्छामि भवान् पाश्वे समय समयः अस्ति वा अहं प्रथमतया तु भतृहरि विरचितं नीतिशतकं क्रयतुम् इच्छामि के के व्याख्याकारः अस्ति भवतु भवान् पार्श्वे अस्तु कोऽपि अन्य प्रक् प्रकाशकः सन्ति गीताप्रेस् चौखम्बा प्रकाशन् इत्य उभयोः पुस्तकम् अस्ति भवतः पार्श्वे अस्तु अस्तु तस्य मूल्यं किं केवल विंशत् रूप्यकाणि एतत् तु बहु न्यूनम् अच्छा त्रिंशत बहु न्यूनम् अस्ति अस्तु अस्तु अस्तु अस्तु अस्तु भवान् पार्श्वे काव्यप्रकाशः अस्ति वा पूर्णं पूर्णम् एकी खण्ड अस्ति वा द्वि त्रि इत्यौ अस्तु मया कृते एकं खण्डम् अहम् एकं खण्डम् इच्छामि उभयो न मम पार्श्वे एकं समाधानम् अस्ति यत् मया एक एकं मित्रम् अस्ति सः दूरे निवसति सः भागद्वयं क्रेतुं इच्छामि इच्छति तर्हि परन्तु तत् कृते समस्या अस्ति यत् सा आन्लैन् माध्यमेन क्रयतुं शक्नोति तर्हि अस्तु अस्तु तर्हि पुस्तकस्य मुल्यं किमपि अधिकम् अपेक्षते वा केवलं डाक्शुल्कम् अधिकम् अपेक्षते अस्तु अस्तु महोदय धन्यवादः